मम प्रधानं बुक्किङ्ग् मम मोबैल् फ़ोण् आसीत् तद् मम प्रियतमं बुक्किङ्ग् आसीत् सा उत्तमसेवा आसीद् फ़्लिप्कार्ट् द्वारा आसीत् मम प्रथमं बुकिङ्ग्